संस्कृतसाहित्ये मम इष्टतमं गद्यकाव्यं कादम्बरी अस्ति अहं कादम्बरीकाव्यं गद्यकाव्यं बाणभट्टेन रचितम् आसीत् पूर्वभागं एव बाणभट्टेन रचितम् आसीत् उत्तरभागः तस्य पुत्रेण रचितम् आसीत् कादम्बरीकाव्यम्

सूक्ष्मकाव्यम् आसीत् तस्य कथाभागः ते शृङ्गारकथाभागे कथाभागं शृङ्गाररसं सम्पू अधिकतमम् अस्ति तस्य काव्ये वयं अस्माकं महाविद्यालये वयं कादम्बरीगद्यकाव्यं किञ्चित् पठितवती शिक्षणं कृतवती एतत् काव्यं मह्यं बहु रोचते